कलाकाराणां नैपुण्यं शैलीं च प्रदर्शयितुं मम प्रदेशे चित्रकलापरिषत् मध्ये चित्रसन्ते इति उत्सवः सम्भवति तत्र अनेके कलाकाराः आगच्छन्ति तत्र पेयिन्टिंग् विषये समग्रं नैपुण्यं प्राप्तुं शक्यते